अहं बहुषु ग्रन्थालयेषु गच्छामि तत्र च भिन्नभिन्नपुस्तकानाम् अध्ययनं करोमि यथा मम रुचिकरः रुचिकरः विषयः व्याकरणं पुनः अन्यत् शास्त्रादिकमपि न्यायस्य दर्शनस्य भिन्न्नभीदर्शनानां पुनः जीवनकथाः भवन्ति सम्भाषणादिपत्रिकाः शोधनपत्रिकाः इत्येवं रूपेण भिन्नभिन्नं पूर्णं पुस्तकानाम् अध्ययनं ग्रन्थालये गत्वा मया क्रियते एवं पठनं पुस्तकपठनविषये मम अतीव रुचिर्वर्तते

योगः